मम सहोदरः वर्तते ज्येष्ठसहोदरः तस्य मम अतुल्यता कदाचित् भवति कदाचित् न भवति तुल्यताविषये वयं यदि भाषणं कुर्मः तर्हि चिन्तने कदाचित् तुल्यता भवति एवं कार्यकरणे चिन्तना समानता भवति तुल्यता भवति एवं तत्र भोजना आहारविषये तुल्यता भवति एवं तत्र भिन्नभिन्नकार्येषु तुल्यता भवति कदाचित् भिन्न ता अपि भवति कथमित्युक्ते तस्य लक्षं भिन्नं भवति तस्य अध्ययनं भिन्नं भवति तस्य पाठना पठनं भिन्नं भवति तस्य कार्यशैली भिन्ना भवति एवं तत्र भिन्नाभिन्नरीत्या सः कार्यं साधयितुं समर्थः भवति तादृशमपि वयं वक्तुं शक्नुमः तुल्यता अपि भवति कदाचित् भिन्नता अपि भवति मम जीवने अहं यदि वक्तुम् इच्छामि मम भ्रातरौ सर्वदा मत्तः भिन्नाः भवेयुः इत्येव तेषामाशयः भवति तेषां लक्षं भिन्नं भवति मम लक्षं भिन्नं भवति तत्रापि भिन्नता दर्शनीया इति तेषाम् आग्रहः भवति उदाहरणार्थं ते कृषिक्षेत्रे निष्णाताः अहं अध्ययनक्षेत्रे निष्णातः तर्हि द्वर्योमध्ये काचित् भिन्नता वर्तते एव एवं तत्र भिन्नभिन्नाविषयाः अपि ते वदन्ति ते कुर्वन्ति एवं तत्र भिन्नता भवति इति अहं वच्मि